असत्यवार्तां तदा पक्षपातयुक्ताम् आशा वा वार्तामपि मया दृष्टमस्ति वार्तापत्रे अथवा दूरदर्शिकायाम् अपि इदानीं दूरदर्शिन्याम् विविधवार्ता संप्रेक्षण चानेल्स् अस्ति तस्मिन् वार्तायाः पूर्णरूपं अज्ञात्वा एव वार्तान् ददाति दर्शकाः तत् श्रुत्वा किं सत्यं किम् असत्यम् इति विषयं निर्धारणं कर्तुं न शक्नोति इति इदानीन्तन प्रधानविषयः अथवा समस्या इति मम अभिप्रायः पूर्णवार्तायाः अवधानं तस्य तदा पर्यन्तमेव वार्तापत्रे अथवा दूरदर्शणी वार्ता चानेल् मध्ये वार्तायाः पूर्णरूपं दर्शकाय दातव्यं ततः पूर्वम् दत् दत्तं वार्ता असत्यवार्ता अथवा पक्षपात एव युक्तवार्ता अपूर्णवार्ता च भवति केचन वार्ताः वार्तापत्रिकाः पार्टी अधिकृत्य तस्य पक्षपातयुतां सम्यक् वार्ताः असत्यवार्ताः सत्यवार्ताः कृत्वा च ददाति अनेन वाचकानाम् मनसि तदेव सत्यम् इति चिन्ता भवति केचन अवधारणतया यदा वाचनं करोति अथवा पठनं करोति चेत् तत्तु पक्षपातयुक्ता वार्ता एतत् वार्तापत्रिका प्रत्येकं पार्टी विषयकः भवति अतः तत् तस्य पार्टीम् अनुसृत्य तस्य पार्टी पक्षपाततया पक्षपाततया लिखति इति चिन्ता तेषां मनसि भवति एव